सप्तोत्तरद्विसहस्रवर्षे नवम्बर् मासे दशमदिनाङ्कः दशोत्तरद्विसहस्रवर्षे एप्रिल् मासे चतुर्थो दिनाङ्कः पञ्चोत्तरद्विसहस्रवर्षे मे मासे षष्टौ दिनाङ्कः एकादशोत्तरद्विसहस्रवर्षे मे मासे नवमो दिनाङ्कः द्युत्तरद्विसहस्रवर्षे जनवरि मासे सप्तदशदिनाङ्कः